लेखनम् अहं स्वेच्छया एव करोमि लेखन यदा एहं मम मम पार्श्वे यदा समयः भवति तदैव एहं लेखनं करोमि लेखनम् एहं सर्वदा

इच्छां करोमि तदा एहं वृक्षस्य अधः उपविश्य लेखनं करोमि यदा अयं सामान्यविषय एव लिखामि तदा अयं स्वस्य कक्षे अथवा स्वस्य बाल्कनी मद् उपविश्येव लिखामि लेखन् मह्यं बहु रोचते